हरि हरि ओम् हरि प्रणवः कथयतु का का वदति हा हा अस्तु अस्तु वदतु कुत्र अस्ति इति वद् कुत्र अस्ति कुद्रे देवस्थान मध्ये हा हा कुर्मः गणपतिप्रार्थनया प्रारम्भं कुर्मः आदौ अनन्तरं एकस्य वर्णस्य गायनं त्रिषु कालेषु कुर्मः मोहनवर्णः भवतु तत् सम्यक् अस्ति शिवसम्बन्धी कीर्तनम् एकं चिन्तयामः शक्नुम् भो शम्भो कर्तुं शक्नुमः अथवा शङ्करनादशरीरापरा एतद् अपि कर्तुं शक्नु तदनन्तरं शङ्कराभरणं रागं तानं पल्लवी वक्तुं शक्नोति भवति एव निर्धारतु निर्धारं करोतु लाल्गुडिजयरामन् विरचितं तिल्लानं भवतु श्रोतुं सम्यक् भवति तिल्लानं तु उपान् उपान्त्ये भवतु अन्ते मध्यमावतीरागेण समापनं कुर्मः सप्ताहे द्विवारं कुर्मः अलं शनिवासरे रविवासरे च कुर्मः फ्रि़ अस्ति फ्रि़ अस्ति किल अहम् अपि फ्रि़ अस्मि अस्तु वैष्णवी अस्तु आम् भगिनि कुर्मः धन्यवाद् धन्यवादः अलम् अलम् एकमासं भवतु अलम् एकमासम् हा प्रष्टुम् शक्नोति भवती शनिवासरे मिलामः शनिवासरे मिलामः धन्यवादः